महाभारते धर्मराजस्य पात्रं मम बहु इष्टं किमर्थम् इत्युक्ते सः धर्मस्य मूर्तिः एकवारमपि धर्मं सः न त्यक्तवान् अधर्ममार्गे न गतवान् अतः धर्मराजस्य युधिष्ठिरस्य पात्रं मम बहु इष्टं यदा कदा तेषां बहु कष्टमपि अभवत् तथापि कष्टकाले अपि सः धर्मस्य अनुसरणं कृतवान् सः राजब्रष्टम् अभवत् तस्मिन् समये अरण्यवासं स्वीकरणीयं तदापि सः धर्ममार्गे एव गतवान् धर्मं त्यक्त्वा अधर्ममार्गे सः न गतवान् द्वादश वर्षाणि सः अज्ञातवासं अनुभवितवान् तस्मिन् समये अपि सः धर्मस्य मूर्तिः आसीत् अतः मम युधिष्ठिर धर्मराजस्य पात्रं मम बहु इच्छा भवति